मम विषये मम अहं दसरा समये दसरापर्व नवरात्रिः पर्व परं पर्वणसमये गोम्बे इति वदामः खलु तद् सङ्ग्रहणं मह्यं बहु रोचते तदपि एकम् अहम् एकं दशावतारः वा अष्टलक्ष्मी वा एवं किं सीतारामकल्याण पार्वतीकल्याणम् एवमेव अहं सङ्ग्रहणं करोमि तद् गोम्पे सङ्ग्रहणं कृत्वा तद् तद् तत्समये नवरात्रिः पर्व पर्वणसमये अहं तथैव अहं प्रदर्शयामि प्रदर्शयामि तत्समये बहूनि सोपानानि तत्र स्थापयित्वा प्रत्येकतया तत्र देवता अनन्तरं कुलदेवता अनन्तरं पट्टदगोम्ब इति वदामः ता तत् तादृशं अनन्तरम् एतावत् दशावतारम् अष्टलक्ष्मी अनन्तरं किमपि तत्र भवति चेत् तद् प्रदर्शयामि केवलं तदेव न नास्ति मम रुचिः अस्ति सङ्गीतविषये अतः अयम् अहं यत्र कुत्रापि गच्छामि चेत् सङ्गीतं सङ्गीतं सङ्गीतसम्बन्धपुस्तकानि अहम् आनयामि अनन्तरं संस्कृते अपि मम रुचिः अस्ति बहवः बहूनि बहूनि संस्कृतपुस्तकानि अपि अहं मम समीपे अहं स्थापयामि यत्र कुत्रापि अहं गच्छामि चेत् संस्कृतविषये किञ्चित् वदामि संस्कृतं कथं सुलभं भवति इति तद् पुस्तकं प्रदर्शनेन जनानां मनसि कः सुलभम् अस्ति इति भवेत् तत् तादृशानाम् अहं पुस्तकानां तत्र प्रदर्शयित्वा तेषां मनः मनसि संस्कृतस्य विषये विषये के इतोऽपि ज्ञातुं भवेत् इति विचाराः भवेयुः इति कारणतया तत् पुस्तकानि अहं प्रदर्शयामि मम रुचिः सङ्गीतविषये अस्ति इति कारणतः मम समीपे बहूनि बहूनि पुस्तकानि अपि सन्ति अतः तदपि बालपाठं बालपाठतः अनन्तरं किं किं कति पुस्तकानि भवन्ति इति अहं स्थापयित्वा तत्र जनाः आगच्छन्ति चेत् अहं प्रदर्शयामि एतावत् पुस्तकानि सन्ति इति प्रदर्शयामि तेषामपि किञ्चित् द्रष्टुं बहु सन्तोषः भवति तादृशम् अहं पुस्तकं किमपि भवतु तादृशम् अहं प्रदर्शयामि